भारतस्य संस्कृतेः इतिहासस्य च अवगमने रामायणमहाभारतयोः पात्रम् अतीवमहत्त्वपूर्णं वर्तते इति मम अभिप्रायः किमर्थं नाम रामायणे महाभारते च भारतीयसंस्कृतौ विद्यमानाः परम्पराः व्यवहारः तत्रत्याः आचरणपद्धतयः अतीव उत्कृष्टतया उक्ताः सन्ति यथा रामायणे दशरथस्य दाहसंस्कारकाले जातः विवादः अपि च तत्र वसिष्ठैः सह सम्भाषणकाले ऋषिभिः उक्तं राज्ञः अभावे जायमानराज्यस्य स्थितिः रामायणे महाभारते च कृतं समाजस्य वर्णनम् एतस्य आधारेण रामायणमहाभारतयोः भारतीयसंस्कृतेः अवगमने महत्त्वपूर्णं पात्रं वर्तते इति वक्तुं शक्यते रामायणस्य रचनाकाले रामस्य रामस्य अयनम् अर्थात् गमनं कथमासीत् इति ज्ञायते तेन रामः कीदृशः कथम् इति च अवगम्यते तस्मात् रामायणम् इतिहासस्य महत्त्वपूर्णम् एकं ग्रन्थरत्नं वक्तुं शक्यते महाभारतेऽपि अर्जुनेन कृतः दिग्विजयः कर्णेन कृतः दिग्विजयः अर्जुनस्य बलरामस्य च वनवासगमनम् इत्यादिभिः महाभारतस्य इतिहासरत्नत्वं वक्तुं शक्यते